चारणार्थं मम इष्टतमः भूविन्यासः वनानि वनगमनं मह्यं बहु रोचते वनेषु प्रकृतिसौन्दर्यम् दृश्यते तत्र बहवः बृहत् बृहत् वृक्षाः भवन्ति वृक्षेषु पक्षिणः निवसन्ति वनेषु चित्रपतङ्गाः अपि भवन्ति विविधैः वर्णैः अलङ्कृताः भवन्ति वने निवासः तत्र पक्षिणां केकारवः कोकिलस्य कूजनम् इत्यादिक मह्यं बहु रोचते वनप्रदेशेषु तत् तत् प्रादेशिक फलानि अपि उपलभ्यन्ते तदपि मह्यं रोचते